सद्यः काले नूतनवार्ता अस्ति तत् दि केरला फैल्स् विषये एव इदं चित्रं बहु सम्यक् अस्ति मुख्यतया महिलाभिः द्रष्टव्यं न केवलं महिलाभिः अपि सर्व इन्दुबान्धवैः अवश्यं परिवारसमेतं द्रष्टव्यं एवम् एव इति मम आशयः पश्यन्तु इति च सर्वान् प्रार्थयामि इदं चलनचित्रं किमर्थं केरला राज्ये बेन् कृतवन्तः इति अहं न जानामि अहं चिन्तयामि यत् तत्रत्याः वास्तविका घटना आधारितेन निर्मितं चित्रम् इत्यस्मात् बेन् कृतं राजकीयजनाः स्वलाभं निमित्तं चित्रं बेन् कृतवन्तः इति मन्ये